मम गायनशैलीं समीकर्तुम् अहम् अभ्यासं तु करोमि एव कथम् अभ्यासं करोमि इति चेत् अहं प्रातःकाले उत्थाय उष्णजलं पीत्वा सा रे ग म प ध नि सा आरोहः अवरोहः रूपेण गायामि तदानीम् मम यत् कण्ठं वर्तते तद् कण्ठं शुद्धं भवति नाम समी भवति इति तदानीं यः अभ्यासः मया क्रियते सः अभ्यासः सम्यक् भवति यदा उष्णजलं पिबामि तदनन्तरम् अहं बहूनि गीतानि गायामि कानि तानि गीतानि इति चेत् शास्त्रगीतानि केचन भव काञ्चनानि भवन्ति काञ्चनानि आधुनिक गीतानि भवन्ति किमर्थम् इति चेत् आधुनिक गीतानि अपि सम्यक् शास्त्रगीतानि अपि सम्यक् यदि अहं स् शास्त्रगीतानि एव गायामि चेत् तदानीं शास्त्रगीतेषु एव मम अभ्यासः भवति न तु आधुनिक गीतेषु अतः मम अभ्यासः आधुनिक गीतेषु अपि भवेत् यञ्च शास्त्रगीतेषु अपि गीतेषु अपि भवेत् इति कारणादेव अहं प्रातःकाले उत्थाय उष्णजलं पीत्वा अभ्यासं करोमि इति एकम् अनन्तरं तत्र क्लेशाः कथम् अनुभूयन्ते मया इति चेत् यदा मम कृते नाम मह्यं ज्वरः भवति अथवा यदा शीतः भवति तदानीं कण्ठः यः भवति सः सम्यक् न भवति नाम तत्र क्लेशाः भवन्ति एव अतः गीताभ्यासः मया कर्तुं न शक्यते अतः तानि सर्वाणि क्लेशानि तु भवन्त्येव नाम ते सर्वे तु क्लेशाः भवन्त्येव अतः सर्वदा तु कण्ठभ्यासः नाम गीताभ्यासः कर्तुं न शक्ये किन्तु केचन दिव् नाम क्वचित् दिनेषु तु अहं करोमि एव